अन्य भाषापेक्षया संस्कृतभाषा बहुविशिष्टा वर्तते यथा सर्वे जनाः वदन्ति संस्कृतभाषा देवभाषा यदा अन्यासु भाषासु यः कोऽपि वाक्यं भवति यद् किमपि यदि वयं सम्यक् रूपेण क्रमेण एव वदामः तदेव वयम् अर्थं ज्ञातुं शक्नुमः परन्तु संस्कृतभाषायां कोऽपि शब्दः कुत्रापि भवति एकस्मिन् वाक्ये तु तस्य समस्या नास्ति तथापि अर्थं निश्चितरूपेण वयं ज्ञास्यामः एतेन संस्कृतभाषा संस्कृतभासा बहुसंस्कारयुक्ता वर्तते यः कोऽपि संस्कृतभाषां पठति सः संस्कारवानः धीयशीलः भवति सः कदापि अनुचितकार्यं न करोति सः जानाति किं करणीयं किं न करणीयम् एतेन किम् अस्माकं सामाजिक स्तरस्य वर्धनमपि भवति